पशुपालनं नियतरूपेण खाद्यसुरक्षायाम् अवश्यं योगदानं प्रदातुं शक् शक्नोति यथा तत्र दुग्धं वा अन्ये पशुजन्यपदार्थाः वा उपयुज्यन्ते पशुपालनमिति अत्यन्तं विस्तृतं क्षेत्रं भवति अस्मिन् क्षेत्रे प्रायः लक्षाधिकाः जनाः उद्योगरताः भवन्ति पशुपालनम् इष्ट्वा ये उद्योगरुपेण स्वीकुर्वन्ति तेषां कृते पशुपालनम् अत्यन्तं मनोल्लासमपि जनयति इदनीं वयम् अवलोकयामः यत् ग्रामीणेषु ग्रामीणाः जनाः ये भवन्ति प्रतिदिनं ते प्रातः उत्ताय उत्थाय गोदोहनं कुर्वन्ति सायङ्काले गोदोहनं कुर्वन्ति गृहेऽपि अन्ये प्राणिनः भवन्ति तेषां पालनं कुर्वन्ति अतः पशुपालनं न केवलं ग्रामीणजनानाम् अपि तु नगरेषु अपि पशुपालनं पशुपालनं विविधेषु स्थरेषु स्तरेषु भवति अतः पशुपालनं खाद्यसुरक्षायाम् अवश्यमेव योगदानं प्रदातुम् अर्हति तेन खाद्यानाम् अथवा पशुजन्य पदार्थानां पुनः पुनः उपयोगः भवति तस्य उपयोगानन्तरं विक्रयणं भवति इत्येवं चक्ररूपेण पशुपालने खाद्य सुरक्षा दृष्ट्यापि योगदानम् अवश्यं भवति